लघुव्यापारेषु तन्त्रज्ञानस्य साहाय्यं यथा यदि लघुव्यापाराणां प्रचारः प्रसारः कर्तव्यः चेत् तत्र अन्तर्जालमाध्यमस्य प्रयोगः कर्तुं शक्यते एवमेव तत्र यानि उपकरणानि अपकरणानि उपलभ्यन्ते तेषां माध्यमेन व्यापारे सारल्यं भवति यथा धूपवर्ति निर्माणस्य यदि कश्च कस्यचित् व्यापारः वर्तते तर्हि तत्रापि यन्त्राणि यन्त्राणि सन्ति येन शीघ्रतया बहूनि धूपवर्तिनि निर्मातुं शक्यते एवं यदि दुग्धापालनस्य दुग्धव्यवसायः वर्तते तर्हि तत्र तन्त्रज्ञानमाध्यमेन मो द्विचक्रिका इत्यादि माध्यमेन बहुदूरं पर्यन् दूरपर्यन्तं दुग्धं नेतुं शक्यते अथवा एवमेव स्तनन्धयतुं यत् यानि यन्त्राणि वर्तन्ते तेषां माध्यमेन शीघ्रतया बहूनां पशूनाम् एकस्मिन्नेव सकृदेव दुग्धं निष्कासयितुं शक्यते तथैव यदि अन्यः कश्चन व्यवसायः लघुव्यवसायः अस्ति चेत् तत्रापि तन्त्रज्ञानस्य तथा तथा सहाय्यं भवत्येव